चलच्चित्र अभिनेतॄणां विषये यद्यद् प्रकाशते तत्सर्वं सत्यमिति वक्तुं न शक्यते अगत्यमिति वा चेत् न अगत्यम् अपि पुनश्च तेषां विषये असत्यम् प्रसरति किं नाम ये च असत्यं प्रसरणं कर्तुम् इच्छन्ति ते तत्र पाप्पुलर् भवन्ति सोशयिल् मिडियं वयं श्रुणुमः इन्स्टाग्राम् वा अथवा फेस्बुक् वा अथवा वाट्साप् मध्ये वा एतादृशाणां सोशियल् मिडिया मध्ये ये च चलच्चित्र अभिनेतॄणां असत्यम् उक्त्वा प्रसारणं कुर्वन्ति ते एव आधुनिककाले बहु पाप्पुलर् भवन्ति अतः ते तत् कार्यं कुर्वन्ति इति मया वक्तुं शक्यते